प्रधानं निर्णयं कर्तुं मम जीवने द्विः तत्र समयः अवाप्तः तत्र प्रथमतया यदा अहं दशमीं कक्षां उत्तीर्य यदा एकादश्याः कक्षायाः प्रवेशाय चिन्ता चिन्तायाम् आसं तदानीं शास्त्राध्ययनं कर्तव्यं न वा अथवा जीविका व्या व्यय नाम जीविकाप्राप्त्यर्थमेव किञ्चिद् अध्ययनं विधातव्यम् इति प्रायः सर्वेषु अपि चित्तेषु नाम मम पारिवारिकजने जनानां चित्तेषु एका एषा शङ्का आसीत् तेषु शङ्कमानेषु मम पितरौ अपि शङ्कायामेव आपतितौ तदानीं किं कर्तव्यम् इति चेत् अहं मम मन्दिरे एव ये गुरवः आसन् येषां प्रवचनानि एव संश्रुत्य अहं प्रायः आबाल्यादेव इदानीं यौवनं प्रापं तानेव एकवारं प्रष्टुमहं प्राप्तः अतः तेषां समाधानं श्रुत्वैव मम मनः अत्यन्तमेव मुमुदे तदेव पुनः द्वितीयवारमपि अहं चिन्तितवान् नाम यदा कदाचिदपि जीवने अत्यन्तमेव महत्वपूर्णं निर्णयं यदि अहं कर्तुम् इच्छामि चेत् तर्हि शास्त्राणां गुरूणां वा शरणमेव उत्तमं वर्तते यतोहि अन्येषां संसारिणां तु रागद्वेषमोहाक्लिष्टाः बुद्धयः वर्तन्ते येन मिथ्या बुद्धिवशादेव विपरीतनिर्णयः अपि तैः गृह्यन्ते तथैव द्वितीयोऽपि अवसरः यदा अहं अत्यन्तमेव रोगावाप्तः आसम् तदानीमन्यैः जनैः नैकधा उक्तं यत् विविधप्रकारिकाः नाम इदानीं रोग रोगोपशमनाय विधयः वर्तन्ते ते विधयः इदानीम् आश्रयणीयाः इति नैकधा उक्तं तथापि इदानीं कि मम द्रढीयान् बलः यद् मम श्रद्धा आसीत् तद् अवश्यमेव प्राकृतिकचिकित्सया एव रोगोपशमनं भवति इति तर्हि तदर्थम् अपि शास्त्राध्ययनमेव अत्यन्तमेव बलप्रदं भवति इति धिया तस्य एव अभिप्रायमहं सर्वदा स्वीकरोमि कथं व्यवहरामि इति चेत् अत्यन्तमेव शान्तमनसा एव भाव्यं केनचिदपि जनेन एतादृश्यां स्थित्याम् अतः तदपि सम्यक्तया एव शान्तमनसा भाव्यम् इति मूलम्